हरिः ओं हरिः ओं नमस्ते अहम् अहम् अनुबव् अधुना अस्मि हा किमपि नास्ति हा तद् कुशलिनी वा कुशलिनी वा कुशलिनी वा सम्यक् हा व्यापारं किञ्चित् प्रश्नः अस्ति तद् कि किमपि कार्यं नास्ति

हा समये न आगमिष्यति ओ ओ किं भो किं भो आ किं भो किम् आ क करिष्यामि हा आपणः हा किञ्चिद् किञ्चिद् जनाः न दास्यन्ति हा नास् हा तदेव मम हा तद् अधिकं नास्ति किं किञ्चितेव किञ्चिद् वस्तूनि नश्यम् भविष्यन्ति हा हा तद् तद् तद् अहं जानामि परन्तु जनाः न आवश्यकं तद् प्रोडक्ट् हा अहं जानामि अधिकं तद् तद् आफ़र् चेद् वयं न प्राफ़िट् आ प्रोफ़िट् बहु न्यूनम् आ नष्टं तद् न अहं जानामि जान् जानामि ओ वेजिटेबल्स् वा हा तेङ्ग्यु तेङ्ग्यु फ़ोर् इन् इन्फ़ोर्मेषन् मम कृते नूतनम् इन्फ़ोर्मेषन् हा तद् धूमः आ फ़्यामिलि मेम्बर् स्म किं फ़्यामिलि मेम्बर् कुशलं कुशलं वा

अहं न श्रुणोमि ओके ओके आम् मिलामः